नूतनस्याः राष्ट्रीयशिक्षानीतेः आगमनेन पारम्परिकशिक्षणस्य अत्रत्यछात्रेभ्यश्च प्रयोजनम् अस्ति इत्येव मे भाति कुतः इति चेत् विश्वविद्यालयः विश्वविद्यालयादिषु एकं शास्त्रं नाम तत्र अनेके ग्रन्थाः भवन्ति तस्मिन् शास्त्रे तैः ते सर्वे ग्रन्थाः अपि अध्येतव्याः इति कश्चन नियमः भवति किन्तु राष्ट्रीयशिक्षानीतिः या वर्तते तत्रत्यनियमानुसारं छात्रः यं ग्रन्थं अध्येतुमिच्छति तं ग्रन्थं सः अधीत्य अन्यशास्त्रसम्बद्धं ग्रन्थमपि अध्येतुं शक्नोति इत्येवं तत्र कश्चन विशिष्टः अवकाशः वर्तते स्वशास्त्रस्य यः ग्रन्थः पुनश्च अन्यशास्त्रस्य यः ग्रन्थः एवम् उभयोः अपि अध्ययनङ्कर्तुं सः शक्नोति पुनश्च स्वशास्त्रं विहाय अन्यशास्त्रे यस्य ग्रन्थस्य अध्ययनङ्कृतं तदर्थं तेन प्रमाणपत्रमपि प्राप्यते इति तत्र सौलभ्यमस्ति अतः मम अभिप्रायः अस्याः नीतेः आगमनेन छात्रेभ्यः प्रयोजनमेव अस्ति इति